क्षेत्रक्रयणे कदाचित् एतादृशी समस्या अनुभूयते यद् क्षेत्रक्रयणसमये अस्माभिः बोण्ड् पेपर् मध्ये न लेख्यते तस्य सैन् अपि न क्रियते एवं यदि बोण्ड् पेपर् मध्ये सैन् न क्रियते इदं प्रापर्टि अस्माकम् एव इति यावत्पर्यन्तं निश्चयः न भवति तावत्पर्यन्तम् अस्माभिः समस्याः अनुभूयन्ते एव यदि केचन आगच्छन्ति अस्माकं क्षेत्रम् इदम् इति कलहं कुर्वन्ति तर्हि तत्र अवश्यं अस्माकं कृते यदि कश्चन आधारः न स्यात् तर्हि अस्माभिः क्लेशः अनुभूयते तदा किं कर्तव्यम् इति चेद् तस्य परिहारः कः इति चेद् यस्मिन् समये अस्माभिः क्षेत्रं क्षेत्रस्य क्रयणं क्रियते तदा अस्माभिः अवश्यं बोण्ड् पेपर् मध्ये लेखनीयं तस्य सैन् च तस्मिन् एव समये कारणीयम् इत् इत्ययम् अंशः अत्र समस्या एतादृशी समस्यायाः परिहारः भवितुम् अर्हति इति चिन्त्यते